योगः भारतदेशे पुरातनकालतः जनाः अवगच्छन्ति स्म अस्माकं कृषिः इत्यादिजनैः द्वारा एषः विधिः आचरणे आनीतः भगवान् पतञ्जलि ऋषिद्वारा एषः विधिः शास्त्रीयदृष्ट्या विकसितः वस्तुतः योगः इत्युक्ते केवलम् आसनं प्राणायनं प्राणायामः न अपि तु योगः इति एका जीवनशैली प्रतिजनैः प्रतिदिने अस्माकं जीवने आचरणीया अस्माकं जीवने आधुनिकं वा पाश्चिमात्यजीवनशैलीप्रभावात् कारणात् कतिपयप्रमादानि अपि आरब्धानि तस्मात् भिन्नभिन्नव्याधीनां प्रादुर्भावः आरब्धः यथा मधुमेहः ब्लड् प्रेशर् हृदयरोगः आदिः वयम् अस्माकं सुधृढजीवनशैलीं विस्मृतवन्तः तथा च पाश्चिमात्यप्रभावकारणात् तेषां जीवनशैलीम् अङ्गीकृतवन्तः अतः भारतदेशस्य ऋतुकालकृते या शैली आवश्यकी तद्विहाय वयं भिन्नशैलीम् अङ्गीकृतवन्तः तेन रोगाणां प्रादुर्भावः अपि वर्धितम् अतः ये नूतनजनाः योगं पठितुम् इच्छन्ति तैः योगस्य पूर्वपीठिका प्रथमम् अवगन्तव्या योगः योगाभ्यासकः प्रारब्धं कर्तुं वयस्य बन्धनं नास्ति कस्मिन् अपि वयस्य वयम् एतत् आरम्भं कर्तुं शक्नुमः केवलं योगपुस्तकानि पठित्वा योगाभ्यासः न करणीयः योगशिक्षकस्य मार्गदर्शनेन यदि आरम्भं कुर्मः तर्हि तस्य प्रभावः अपि दृश्यते किमर्थमित्युक्ते यदि दोषपूर्णरूपेण किमपि आसनं क्रियते तर्हि तस्य प्रभावः अस्माकं शरीरे भवति तेन हानिः भवति अतः योगशिक्षकस्य द्वारा एव तथा च तस्य मार्गदर्शनेन एव अभ्यासः करणीयः अन्यत् एकः विचारः अपि अत्र अस्ति यथा वयं गुलिकाः स्वीकुर्मः तर्हि तस्य परिणामं वयं शीघ्रम् अनुभवामः किन्तु योगासनविधिमध्ये शीघ्रता न करणीया अस्माकं शरीरशुद्धिः प्रथमं भवति अनन्तरं शरीरस्य प्रतीकारशक्तिः शनैः शनैः वर्धते अस्माकं शरीरस्य स्नायुसंस्थानं वर्तते तस्य नियमित अभ्यासकारणात् दृढीकरणं भवति मेधाशक्तिः वर्धते स्मरणशक्तिः वृद्धिङ्गता भवति समग्रशरीरे वयं नूतनं चैतन्यप्रवाहं अनुभवामः यत् किमपि कार्यं भवतु तत्पूर्वम् उत्साहः भवति नैराशं पलायते किन्तु एतत् सर्वं कदा यदा वयम् आसनादिं नियमितरूपेण कुर्मः तेन तेन सह आहारविहारादिः अपि ऋतुकाल अनुसारम् आचरामः शाकाहारस्य पालनमपि उत्तमम् योगं यदि वयं जीवनशैलीरूपेण आचरामः तर्हि अस्माकं भारतदेशस्य विकासः उत्तमतया भवति वयं पुनः जगद्गुरुपदं प्राप्तुं समर्थाः भवामः अस्माकम् उद्देशः अपि एतत् एव वयम् अस्माकं भारतदेशः जगद्गुरुः भवेत्